हरि ओं नमस्ते भवतः नाम किं भोः उद्भवः भवान् कस्मात् ग्रामतः अस्ति अस्तु भवता किं किम् अधीतम् एतावता उच्यतां बि ए इत्युक्ते सामान्यं साधारणं बि ए वा अथवा शास्त्री वा साधारण बि ए बि ए मध्ये किमपि शास्त्रग्रन्थाः अधीताः वा अधुना किं कुर्वन्नस्ति भवान् अद्वैतवेदान्तशास्त्रे आचार्यं कुर्वन्नस्ति तत्र के के ग्रन्थाः अधीयमानास्सन्ति भोः

अस्तु अस्माकं पाठशालायां वेदान्तशास्त्रम् अपेक्षितं तत्तु भवान् पाठयति एव तेन साकं सम्भाषणसंस्कृतमपि पाठनीयं सम्भाषणं संस्कृतं पाठयितुं भवान् किं समर्थः संस्कृतभारतीं जानाति वा भवान् संस्कृतभारत्या सह सम्पर्कः अस्ति वा भवतः

अस्तु अद्वैतवेदान्तविषये अधिकारी नाम कः भवति भोः अस्तु इदानीं वृक्षात् फलं पतति इत्यत्र पञ्चमीविभक्ती कुत्र अस्ति वृक्षात् फलं पतति इत्यत्र पञ्चमीविभक्तिः कुत्र वर्तते वृक्षादित्रत्र पञ्चमी खलु किमर्थं वृक्षात् इत्यत्र पञ्चमीविभक्तिः ओ एवं तर्हि भवान् भवतः विवाहः सञ्जातः वा नास्ति किन्तु वयं तु ये विवाहं कृतवन्तः सन्ति ते भवन्ति चेत् वयं सपरिवारम् अत्र तेषां कृते व्यवस्थां कल्पयितुम् इच्छामः अन्यत् किं किं शिक्षणं प्राप्तं भवता आङ्ग्लभाषायां प्रवेशः अस्ति वा भवतः आ आङ्ग्लभाषया अपि पाठनं कर्तुं शक्नोति भवान् तर्हि समीचिनं बहु समीचिनमं अस्तु भोः कुशलं वयं चिन्तयामः अनन्तरं ज्ञापयिष्यामः हा शुभं भवतु